मया एकसप्ताहात् पूर्वं एकं सङ्गणकं यन्त्रं क्रीतम् आसीत् तस्य कृते षष्टिसहस्रमितं रूप्यकाणि स्वीकृतवन्तः परन्तु एतद् सेकण्ड् हेण्ड् लेप्टाप् अस्ति एतस्य कृते तावत् मूल्यं समीचीनं नास्ति समीचीनरूपेण कार्यं न करोति मध्ये मध्ये स्थगनं भवति मेमोरी अपि समीचीनं न् नास्ति रेम् अपि समीचीनं नास्ति वेगः अपि समीचीनं नास्ति अतः एतद् समीचीनं सङ्गणकं यन्त्रं नास्ति इति अहं वक्तुमिच्छामि